द्विसहस्रतमवर्षस्य सेप्टेम्बर्मासस्य प्रथमः दिनाङ्कः द्वाविंशतिसहस्रवर्षस्य अगस्ट्मासस्य पञ्चमः दिनाङ्कः द्विसहस्रतमवर्षस्य जनवरीमासस्य द्वाविंशतितमदिनाङ्कः सप्त अधिकद्विसहस्रतमवर्षस्य मेमासस्य पञ्चमः दिनाङ्कः चतुश्शत अधिकद्विसहस्रतमवर्षस्य अगस्ट्मासस्य एकादशः दिनाङ्कः